जनवरी पञ्चमः पञ्चाशत्यधिक एकोनविंशतिशततमं वर्षम् फेब्रवरी एकादश नवत्यधिक नवदशशततमं वर्षम् मार्च् पञ्चदश पञ्चनवत्यधिक एकोनविंशतिशततमं वर्षम् एप्रिल् षोडश शण्णवत्यधिक एकोनविंशतिशततमं वर्षम् मे सप्तदश विंशत्यधिक विंशतिशततमं वर्षम्